भारतीयतत्त्वशास्त्रे व्याकरणस्य अत्यन्तं महत्त्वं स्थानं वर्तते यतः मुखं व्याकरणं स्मृतम् इति वचनं

तत्र व्याकरणशास्त्रस्य प्रयोजनं तु बहुधा उक्तं विशेषतया वेदानां अध्ययनार्थं संरक्षणार्थञ्च भगवता पातञ् पतञ्जलिना उक्तं रक्षोहागमलघ्वसन्देहाः प्रयोजनम् इति व्याकरणशास्त्रस्य प्रयोजनानि आहुः भगवता पाणिनिना व्याकरणसूत्राणि रचयत् ततः का कात्यायनद्वारा वार्तिकानि लिखितानि भगवान् पतञ्जलिः तस्य भाष्यं कृतवान् अत्र मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते इति वचनं यतः कौमुदीकारः स्वयम् ऋषित्रयं नमस्कृत्य स्ववाणीम् अग्रे वक्षति एवञ्च भारतीयतत्त्वशास्त्रेषु व्याकरणस्य प्रमुखं स्थानं विशेषतया लौकिक वैदिकव्या वैदिकसंस्कृतभाषायाः उपाख्यानार्थं तस्य शब्द साधुत्वप्रक्रियायां व्याकरणशास्त्रम् अत्यन्तं मुख्यं स्थानं प्राप्नोति सर्वे सम्यक् व्याकरणशास्त्रं वा व्याकरणं वा अधीत्य सम्यक्संस्कृतभाषां ज्ञातुं वक्तुं लिखितुं च प्रभवन्ति व्याकरणेन भाषाशुद्धिः भवति सम्यक् अवबोधः शक्यते एवञ्च पूर्णतया व्याकरणशास्त्रं तत्त्वशास्त्रेषु प्रथमं स्थानम् आवहति इति मम विचारः